अहं कलरियुद्धकौशलं जानामि तत्तु कुत्रापि बहु प्रसिद्धं नास्ति तथापि बहु उपयोगाय भवति केरलप्रदेशेपि बहवः जनाः कलरिविद्यां जानन्ति कलरि द्रष्टुं सर्वेपि सन्तुष्टाः भवन्ति तथा च किञ्चित् कराटेपि जानामि परन्तु युद्धकाले मया यत्कराटे अधीतं तत् न अलं भवति अतः अहं कलरियुद्धकौशलं बहु उपयोगं करोमि